प्रप्रथमं तु अहं वार्ताः तु सम्यक्तया प्रतिदिनं न शृणोमि किन्तु यत्र तत्र यत्र कुत्रापि तत्र वाट्सप् मध्ये वा नो चेत् व्यावहारिक रूपेण सामाजिक समावेशस्थ वार्ताः एव अहं शृणोमि अन्य वार्ताः तु अहं न शृणोमि किन्तु सद्यः काले सद्यः काले इत्युक्ते इदानीमत्र त तेलङ्गाणा राजस्थान् अत्र मतदानम् एलेक्षन्स् अभवत् तत्र तु मम उत्साहं उत्साहं इत्युक्ते वार्ता श्रवणविषये किञ्चित् उत्साहं अस्ति कः किम् राजकीय संस्था उत्तीर्णता प्राप्नोति इति विषये एव किञ्चित् उत्साहम् अस्ति अत्र तेलङ्गाणा मध्ये तु भारतीय जन्ता पार्टी इति संस्था न उत्तीर्णं प्राप्तवती किन्तु अन्य राष्ट्रेषु तु उत्तीर्णता प्राप्तवती तदनन्तरं तु अहं संस्कृतविषये किमपि अभिवृद्धिः भवति वा पाठशाला नां संस्कृत पाठनं प्रचलति वा नो चेत् वेदपठनं शास्त्रपठनं इत्यादि विषयेषु एव मया किञ्चित् रुचिः अस्ति अन्यत् विषये तु एतस्मिन् एतादृश रुचिः सम्यक् न नास्त्येव तदनन्तरं तत्र चारित्रिक विषये अपि किञ्चित् अहं रोचामि तेषां तेषां विषये अपि श्रोतुं इच्छामि आर्क्यलाजिकल् विषये श्रोतुं इच्छामि अस्तु धन्यवादः